द्विसहस्रवर्षेभ्यः जान्वारि मासस्य प्रथमदिनाङ्कः पञ्चाधितकद्विसहस्रबर्षेभ्यः फेब्रवरी मासस्य चतुर्थदिनाङ्कः विंसत्यधिकविंशतिवर्षेभ्यः मार्च् मासस्स दशमदिनाङ्कः त्रयोविंशत्यधिक अधिकं विंशतिबर्षेभ्यः एप्रिल मासस्स विंशति दिनाङ्कः नवतिः अत्यधिकं उप विंशतिवर्षेभ्यः मार्च् मासस्स द्वितीयदिनाङ्कः